हरिः ओं नमस्कारः आम् आम् नमस्कारः न न भवन्तः के भवन्ति अत्र किं केवलम् एका सङ्ख्यैव दृश्यते भवन्तः के इति अज्ञाताः भवन्तः ओ ओ तत्र भोजनशालायाः भोजनशालायाः अधिकारी अधिकारिणः भवन्ति भवन्तः ओहोहो मुखामुखेव ओ एवं वा अस्तु कुत्र सन्ति ते न न न अत्र भगिन्या सह किम् ओ एवं वा मुखामुखी ओ तथा वा न ओ अस्तु भवन्तः मा महोदयाः वदन्तु किमस्ति हा हा हा वदन्तु महोदयाः अहमत्रैव अस्मि मां पश्यन्ति खलु मां पश्यन्ति खलु आं वदन्तु किमस्ति आमां तत्र वस्तुतः एकवारं किं टी पातुम् अहम् आगतवान् इतोपि किं किं तत्र उपलभ्यते भोजनादिकं तत्र उपलभ्यते वा किमर्थमिति चेत् अहमत्र पाकं करोमि गृहे ओहो हौदा अस्तु अस्तु अस्तु किमर्थमिति चेत् अहं गृहे यत्र करोमि यदा समयाभावः भवति अवश्यं हि अद्य रात्रौ अवश्यम् इति आगमिष्यामि किम् अवश्यमवश्यं तर्हि मशाल् दोषा तत्र उपलब्धम् उपलभ्यते वा कियद् धनं हा अस्तु अस्तु धनं तत्रैव किम किं महोदयाः हा अस्तु अस्तु अवश्यं हि गत् आगत्य भोजनं करिष्ये तर्हि एषा सङ्ख्या मया संस्थाप्यते अत्र भवतां नाम न स्मरामि किं नाम भवताम् पुष्करः ओहो अस्तु अस्तु तर्हि भवतां नाम्ना एषा सङ्ख्या संस्थाप्यते श्वः अद्य सायङ्काले वा श्वः श्वः सायङ्काले वा अवश्यं हि किं कार्यानन्तरं किं तत्र कलाशालातः आगमनानन्तरम् अवश्यं हि आगत्य भोजनं करिष्यामि अवश्यम् अवश्यम् अवश्यम् यथेष्टं बहु स्वीकरिष्यामि अस्तु स्थापयामि अस्तु अस्तु अस्तु अस्तु अस्तु